अस्माकं प्रदेशे असङ्ख्याः सांस्कृतिकसमुदायाः सन्ति ते तत्र भवन्ति इत्युक्ते यद् यस्मिन् समये उत्सवाः भवन्ति तस्मिन् समये मेलनं भव्य भवितुम् अर्हति तत्र अस्माकं प्रदेशे तिरुवेरा इति वदामः तस्मिन् समये भवति तत्र ते ये स्व स्व प्रदेशतः अमूल्यविषयान् यथा मधु स औषधानि तादृशविषयान् सर्वान् नीत्वा तत्र आगत्य विक्रयणमपि कुर्वन्ति अतः तादृशं मेलने तेषां तादृशे उत्सवे तेषां मेलनं भविष्यति